छायाचित्रणम् अनुवर्तयितुं मम प्रेरणा अस्ति इत्युक्ते छायाचित्रणं न केवलम् अस्माकं स्मरणीयक्षणानां पोषणं कर्तुं साहाय्यं करोति अपि तु जगति अज्ञातकोणानां यात्रायाः अवसरम् अपि ददाति छायाचित्रणं जीवनस्य महत्वपूर्णः भागः अस्ति नाम कश् कश्चित् कार्यक्रमः अपि यदा आयोजितः भवति तदा तत्र वयं छायाचित्रणम् इत्यादिकं कार्यं संस्मरणार्थं कुर्मः यः अस्मान् छायाचित्रणम् अस्मान् कालेन सह सम्बद्धान् महत्वपूर्णं क्षणान् स्मर्तुं साहाय्यं करोति कालान्तरेण इदानीं छायाचित्रस्य स्थानं वर्धमानम् अस्ति कला अपि अस्ति विज्ञानम् अपि च मन्यते